अन्यस्य दूरवाण्याः प्रयोजनानन्तरम् सा एव दूरवाणी मया क्रेता सा इदानीं सम्यक् कार्यं न करोति सा सर्वदा मम कार्यसमये सम्यक् कार्यमेव न करोति सा दुष्टा अस्ति